मम प्रदेशः अस्ति मैसूर् प्रदेशः अयं प्रदेशः राजभिः शासितं वर्तते अतः अत्र ऐतिहासिकमहत्त्वं बहु वर्तते यथा अत्र राजप्रासादः अस्ति यत्र राज्ञः राज्ञः सिंहासनादिकं दसराकाले आनीयते अत्र निकटे एव बहवः देवालयाः सन्ति तत्र एकम् एकः देवालयः हनुमतः वर्तते यत्र बहवः आगच्छन्ति तद्देवालस्य पुरतः एव कपोतानां कृते धान्यन् दीयते प्रतिदिनं प्रातः तत्रापि सहस्राधिकजनाः सहस्रादिककपोताश्च प्रतिदिनं प्रातः तत्र समवेताः भवन्ति एवमेव मैसूरुप्रदेशे एकः पर्वतः वर्तते यत् चामुण्डीपर्वतः इत्येव प्रसिद्धः अस्ति तत्र पर्वते विशेषं किं नाम तत्र सहस्राधिकसोपानानि सन्ति तत्र ये स्वास्थ्यं परिरक्षितुम् इच्छन्ति ते प्रतिदिनम् अथवा भानुवासरे एव प्रातः प्रातः आगत्य सहस्राधिकसोपानानि आरुह्य तस्य सोपानानां सोपानानाम् आरोहणं कुर्वन्ति आरोहणं कृत्वा चामुण्डीदेव्याः ते दर्शनं प्राप्नुवन्ति

तत्र बहु योगदानं कुर्वन्ति